छात्राः नियमितरूपेण विद्यालयं गन्तुं न शक्नुवन्ति इत्यत्र कारणानि के भवितुम् अर्हन्ति नाम तत्र छात्राः नियमितरूपेण विद्यलयं गन्तुं न शक्नुवन्ति इत्युक्ते किमर्थं न शक्नुवन्ति इत्युक्ते यतो हि इदानीं ग्रामे एकः विद्यालयः अस्ति अस्तीति चिन्तयामः तत्र बालकाः गन्तुं न शक्नुवन्ति किमर्थमित्युक्ते तेषाम् इच्छापि कदाचित् न भवति अनन्तरम् इतोऽपि कथं वक्तव्यमित्युक्ते इदानीं नगरे विद्यालयः भवति ग्रामतः गन्तव्यं भवति तदा एकैकवारं बस् यानं न भवति एकैकवारं गृहे वा वाहनं न भवति द्विचक्रिका वा भवतु किमपि भवतु किमपि तद् एकैकवारं न भवति तदर्थं गन्तुं न शक्नुवन्ति अनन्तरम् इदानीम् एकैकः विद्यालयः ग्रामाद्वा नगराद्वा दूरे भवन्ति त तदानीं बालकानां वा बालिकानां वा किञ्चित् क्लेशः एव भवति किमर्थम् इत्युक्ते तत्र ग्रामात् नगरात् वा बहिर्भवति चेत् तेषां गृहं गृहाणि गृहाणि अपि ग्रामे वा नगरे भवन्ति ग्रामात् बहिर्विद्यालयः भवति चेत् तत्र प्रायशः फिप्ट् पञ्च पञ्चादश किलोमिटर् वा दश किलोमिटर् वा भवति चेत् तत्र वाहनं नास्ति चेत् पादयानेन एव गन्तव्यं भवति पद्भ्यामेव गन्तव्यं भवति तदर्थं बालकाः वा बालिकाः वा किञ्चित् क्लेषमनुभवन्ति तत्र तम् एतादृशानि कारणानि भवितुम् अर्हन्ति तदर्थं सर्वकारेण एतादृशाः समस्याः दृष्ट्वा तत्र किञ्चित् निवारणं करणीयम् इति मम अपि अभिप्रायः वर्तते